नमो नमः मम व्याकरणे तु शब्दप्रमाणानि स्वीक्रियत्ते तर्हि म महाभाष्ये पश्पशान्निके अत शब्दानुशासनम् इति कथयति आचार्यः पतञ्जलिः तर्हि वाक्यपदीये प्रथमकारिका अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् विवर्तते अर्थभावेन प्रक्रिया जगतो यतः एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः जन्मादयो विकाराः षड्भावभेदस्य योनयः एकस्य सर्वबीजस्य यस्य चेयमनेकधा भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः एको अपि अनेकवर्त्मेव समाम्नातः पृथक्पृथक् अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः जन्मादयो विकाराः षड्भावभेदस्य योनयः एकस्य सर्वबीजस्य यस्य चेयमनेकधा भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः एको अपि अनेकवर्त्मेव समाम्नातः पृथक्पृथक् इति सर्वे अपि शब्दस्य महती अस्ति अत तर्हि व्याकरणमध्ये शब्दस्य शब्दैव प्रमाणमस्ति श शब्दे शब्देन सर्वं कार्यं भवति शब्देन वाक्यं भवति तर्हि शुद्धं वाक्यमस्ति तर्हि पूर्णं संस्कृतवाक्यं भवति इति कारणाय वाक्यम् अपि